बाल्यकाले एकदा अहं रेलमार्गे अगच्छम् कीदृशं प्रतीयते तत्र गत्वा एषा जिज्ञासा आसीत् गृहजनान् असूचयित्वा तत्र अहम् अगच्छम् तर्हि कानिचित् क्षणानि तत्र मया व्यतीतानि तर्हि सहसा एकं ट्रेनयानम् आगमत् अहं किमपि विचारं न कुर्वन् स्टेशन् प्रति अधावम् तदा मम जीवनं रक्षितम्